योगदर्शने चित्तवृत्तीनां निरोधः योगः उक्तः चित्तवृत्तिनिरोधः योगः एतादृशस्य योगस्य विषये अनेके उपायाः अनेकेषु शास्त्रेषु प्रतिपादिताः सन्ति तत्र योगदर्शनेऽपि उक्तं वर्तते स एकः मन्ये जपयोगः वर्तते जपयोगः सरलः कस्मैचिदपि उपदेष्टुम् अयं योगः शक्यते अतः तज्जपः तदर्थभावनम् इति सूत्रं तत्र वर्तते तो म मह्यं जपयोगः यः वर्तते स एवाधिकं रोचते यदा अहं कामेश्वर् सिङ्ग् दर्भङ्गा संस्कृतविश्वविद्यालये अधीयानः आसम् तदा पूज्यचरणानां श्रीमतां रङ्गेश्वर नित् रङ्गेश्वरनाथमिश्रमहाभागानां साक्षात्कारः समजनि तैः अहं प्रेरितः यत् किमपि अधिकं न करणीयं चेत् तर्हि जपः करणीयः सन्ध्योपासना कर्तव्या अयं तेषां शब्दः यः शब्दरूपः बाणः यः आसीत् सः मम हृदयं विद्धवान् ततः प्रभृतिः अहं जपे प्रयुक्तः जपे प्रेरितः एवं जपयोगम् एव अहं करोमि येन मनः मदीयं प्रायेण सदा प्रसन्नं भवति मानेषु अपमानेषु च तथा विक्लवं मदीयं मनः न भवति अतः तेषामेव उपदेशतः जपयोगस्य विकासः मयि सम्पन्नः अभवत् यज्ञानां जपयज्ञोऽस्मि इति भगवता तत्र श्रीमद्भगवद्गीतायाम् अपि प्रतिपादितं वर्तते एवं मानसः यः वर्तते जपयोगः सः एव मया अनुष्ठीयते रङ्गेश्वरनाथमिस्रमहाभागानां प्रेरणातः अयं योगः मया स्वीकृतः बिक विकासं च प्राप्तः अन्य योगाः सन्ति तेषां विषये अहं शृणोमि जानामि किन्तु तत्र मदीया प्रवृत्तिः न भवति किन्तु कतिभ्यः वर्षेभ्यः एकः योगः आश्रितः वर्तते सः योगः वर्तते प्रातःकाले भ्रमणयोगः प्रातःकाले समुत्थाय एकहोरां यावत् तत्र भ्रमामि तत्रापि न तीव्रवेगेन नापि मन्दगत्या अपि तु राजयोगः यः भवति तद्वद् एव आत्मानम् अक्लेशयन् एव भ्रमामि एवं जपयोगस्यैव मुख्यरूपेण मयि विकासः जातः